आम् एकम् अहं स्वीकृते ये येन अमेज़ान् एकं भवत्याः कम्पनि अस्ति किल नाम एकम् आर्डर् कृता आसीत् अहम् नाम तद् इदानीं पर्यन्तं तु न लब्धं नाम तु पञ्चदशदिनं प्रागेव अहं नाम मम नाम तु प्रचिति इति प्रचितिः वाक्खरे इति नाम पञ्चदिनात् प्राकः पञ्चदिनात् प्राकः एव अहं किञ्चित् नाम एतद् आर्डर् कृतवती किन्तु इदानीं पर्यन्तं न लब्धम् इति कारणादहं चिन्ताग्रस्तः आसीत् नाम एकं मम भगिनी अस्ति ज्येष्ठा तस्याः विवाहः अस्ति इति कारणाद् अहम् एकम् किं वस्त्रम् अस्ति सन्ति किल बहु तदेवमहम् आर्डर् कृतवती किन्तु न लब्धं तद् आवश्यकी अस्ति इतोपि एकं पुस्तिका अपि अहम् आर्डर् कृतवती मम परीक्षापि वर्तते दशदिनात् परम् नाम इदानीं तु नाम द्विदिनात् परं विवाहः भविष्यति नाम कथमिति तद् चिन्तः वर्तते किल श्वः किल अद्य तु अद्य तु किमपि न भवति सम्भावना एव न भवति अद्य न आगन्तुमर्हति वा अहं तु यत् यतोहि अद्य अद्य तथा द्विदिनात् परं मम न आगच्छति चेत् अहं रेटिङ्ग् अपि न दास्यामि तथा च अहं कम्प्लेण्ट् एव करोमि किन्तु भ किन्तु एतत् कथं भवितुमर्हति नाम आर्डर् कथं कि किं कारणातहं कृतमिति नाम आर्डर् इत्यस्य अर्थं किं नाम वि यतोहि हों डेलिवेरि इत्येव आर्डर् किल नाम कथम् नाम किमपि सहायं करोतु आम् इदानीं किं अहं यच्छामि इति कर्तुं शक्यते मम परीक्षा अपि भविष्यति एका वा आम् अस्तु तर्हि धन्यवादः किञ्चित् प्रयत्नं करोतु इति धन्यवादः